अस्तु संस्कृतिकपरम्परां रक्षितुं विषये मम इच्छा बहु अस्ति संस्कृतिः रक्षिता सांस्कृतिः रक्षिता करोति चे तत् संस्कृतिः अस्माकं रक्षणं करोति इति अहं मन्ये एवं सा सर्वे जनाः अपि एतद्विषये चिन्तनं करोति इति अहं चिन्तयामि सांस्कृतिकपरम्परा विषये वयं सांस्कृतिकी परम्परायाः सन्देशं अग्रिमसन्ततिं दातुं शक्यते एतत् अस्माकं कृते बहु महत्त्वः अपि अस्ति तदर्थं वयं सांस्कृतिकपरम्परां रक्षितुं कार्यं करोति चेत् सम्यक् अस्ति अहं मन्ये मन्ये धन्यवादः